गोमयं वातावरणं शुद्धीकरोति गोमये विद्यमानाः जीवकणाः परिसरं परितः स्वच्छं वातावरणं कल्पयन्ति तथैव अस्माकं श्वासप्रक्रियां सुलभतया कर्तुं साहाय्यं कुर्वन्ति गोमयविषये प्रत्ययः अस्ति यत् तस्मिन् देवी लक्ष्मीः निवसति शास्त्रानुसारं गोः शरीरं देवताः निवसन्ति अतः एव गोक्षीरात् गोमूत्रं गोमयपर्यन्तं सर्वं पवित्रं मन्यते धार्मिक संस्कारेषु च उपयुज्यते